अहं मूल्याङ्कानां सङ्ग्रहणं बहु कालतः कुर्वन्नस्मि मम बाल्यकाले तु पत्राः बहु सामान्यतया आसन् अतः तस्मिन् समये तु अहं मम मित्राणां बान्धवानां सर्वेषां गृहं गत्वा सर्वेभ्यः आगते आगतेभ्यः पत्रेभ्यः मूल्याङ्कानां मूल्याङ्कान् स्वीकरोति स्म इदानीं यदि अहं पूर्वसङ्ग्रहणं पश्यामि तर्हि मम प्राचीनसमयस्य स्मरणं भवति एवम् एवमेव कदाचित् सङ्ग्रहणं पश्यामि अनन्तरम् आनन्दमनुभवामि परन्तु अस्मिन् काले यतः तन्त्रज्ञानं बहु अधिकं जातं पत्राः अपि अन्तर्जाले एव प्रेषिताः भवन्ति एवं चेत् अहं केवलं पूर्वं सङ्गृहीतं मूल्याङ्कान् एव पश्यामि वृद्धिः अधिकं न भवति तत्र मूल्याङ्केषु अपि

अस्माकं ऋषयः

अस्माकं प्राचीनघटनाः त ते सर्वे दृश्यन्ते अनन्तरं तेषां स्मरणमपि भवति अनन्तरम् अस्माकं विज्ञा विज्ञानं ते सर्वे तेषां सर्वेषां परिचयः अपि भवति इति चिन्तयामि